अहं भारतीयसंस्कृतिपरिपालकः अस्मि मम समुदायः हिन्दुसमुदायः अस्माकं संस्कृतिः हिन्दुसंस्कृतिः अस्माकम् आचरणं हिन्दु आचरणं भारतीयः वयं वस्त्राणाम् उत्सवानां च विषये नियमबद्धाः स्मः सांस्कृतिकः वेशभूषः अस्माकं जीवनशैल्याः अङ्गं वर्तते वयं वेष्टि तथा उत्तरीयं च धरामः वैदिकवेषः अयं वर्तते तथा कदाचित् ऊरुकम् अर्धोरुकं युतकम् अर्धयुतकमपि धरामः पुनश्च अस्माकम् उत्सवाः संस्कृति आधारिताः वर्तन्ते भारते भारतदेशे वयं त्रयस्त्रिंशत् कोटिदेवतानाम् आराधकाः स्मः अतः बहवो उत्सवाः मान्यन्ते सर्वेषु अपि उत्सवेषु बहु आनन्ददायकाः केचन उत्सवाः सन्ति यथा दीपावलिः महागणेशचतुर्थी सङ्क्रान्तिः युगादि इत्यादिकम् अन्येषां विदेशीयानां विदेशीयानां प्रचोदनेन अस्माकं संस्कृतिः इदानीं क्षीयमाणा वर्तते